जैविकानिलस्य व्यवस्थामहं दृष्टवानस्मि मम गुरुकुले एव जैविकानि जैविकस्य इन्धनस्य व्यवस्था वर्तते तत्र वयं गोमयं संस्थाप्य किञ्चित् जलमधिकं स्थापयामः तद् मासोत्तरं ततः इन्धनम् आगच्छति तेनैव एवं पाकं कुर्मः अस्माकं गुरुकुले इदं जनेभ्यः जनेभ्यः अपि उपयोगाय भवति इदानीं गेस् ॰ इत्यादीनां निर्माणं ये कुर्वन्ति तत्र तस्य परिणामः बहु दृष्टः दृश्यते एवं जनानामपि क्लेशः स्यात् कदाचित् अतः जैविकानिलस्य उपयोगं कर्तुं शक्यते इति अस्माकम् आशयः तत्र कथं प्रक्रिया भवति इत्युक्ते गोशालातः गोमयं किञ्चित् निवार्य दश के जि गोमयं निवार्य तत्र जलं संस्थाप्य रन् कूपः भवति तस्मिन् तत् स्थापयामः एकमासोत्तरं तद् इन्धनम् इन्धनवद् परिवर्तते अनन्तरं तद् पाकार्थं वा यत्किञ्चित् कार्यार्थं तं तम् इन्धनं वयम् उपयोगं कुर्मः एवं जैविकानिलस्य व्यवस्था अस्माभिः दृष्टः कृतश्च वर्तते